विद्युत् प्रवाहस्य समस्या विषये तत्र बहु भवति तत्र वर्षाकाले वर्षस्य आधिक्येन तत्र तन्तु तन्तोः उपरि तत्र वृक्षादयः पतन्ति एवं तत् तन्तुः भग्नः भवति विद्युत्प्रवाहः भवति नाम करेण्ट् न भवति तदानीं जनाः कष्टम् अनुभवन्ति तत्र पुनः तत्र केन्द्रं गत्वा इति वदन्ति अधिकारिणं प्रति ते समये एव आगत्य कार्यं न कुर्वन्ति सर्वदा रात्रौ तत् धमः इव अधिकं भवति पुनः पुनः गत्वा केन्द्रालयं गत्वा अधिकारिणं प्रति कथयामः कदाचित् ते आगत्य पुनः समीकरोति तावत्पर्यं तावत् किं भवति इत्युक्ते वर्षाकाले अत्यधिकतया वयं विद्युत्प्रवाहे कष्टम् अनुभवामः किमपि कर्तुं न शक्यते जलप्रवाह अपि अत्र अधिकः भवति